वीडियो गेम्स् यदि नियन्त्रितरूपेण वयं क्रीडामः तर्हि तेन अस्माकम् एकाग्रता वर्धते परन्तु यदि नियन्त्रितरूपेण नास्ति तत् तर्हि अवश्यं नेत्रं नष्टं भवति अपि च अस्माकं यद् मस्तिष्कं तत् सम्यक्तया कार्यमपि न करोति अतः नियन्त्रितरूपेण वीडियो गेम्स् क्रीडनीयम् वीडियो गेम्स् मध्ये मम कृते यत्र चतुश्चक्रिका चाल्यते तादृश क्रीडाः इष्यन्ते यतोहि तादृशक्रीडा क्रीडनेन अस्माकं स्पन्दः कथं वर्तते अपि च तत् कथम् अस्माभिः वर्धयितुं शक्यते इति ज्ञायते इदानीं वयं चतुश्चक्रिकां चालयन्तः भवामः क्रीडायां तदा तत्र मध्ये किमपि प्रतिबन्धकम् आगच्छति परन्तु तेन कथम् अस्माभिः अग्रे गन्तव्यं तत् तत् तत् ततः कथम् अस्माभिः निर्गन्तव्यम् इत्यादिकं क्री अनया क्रीडया ज्ञायते परन्तु इदम् अस्माभिः अस्माकम् अस्माकं लौकिकजीवने कर्तुं न शक्यते यतोहि यदि लौकिकजीवने एवं प्रयोगं कर्तुं गच्छामः तर्हि आधिक्येन अस्माकमेव हानिर्भवति अतः वीडियो गेम्स् एकं प्रयोगशाला इतिवत् अपि स्वीकर्तुं शक्यते यत्र नूतनप्रयोगाः कर्तुं शक्यते अपि च वीडियो गेम्स् न केवलं वाहनचालनम् इत्तिवत् भवति परन्तु वीडियो गेम्स् मध्ये अपि अनेकविधाः क्रीडाः भवन्ति यत्र अस्माभिः अस्माकं बुद्धेः सामर्थ्यं वर्धयितुं शक्यते